आदित्यः हा अह अहं म्म् म्यानेजर् ह पर परह्य् परह्यः त्वम् आफीस् प्रति गत्वा कार्यम् अस्ति इति पृच्छतु तस्मात् इदानीम् अस्तु अस्तु अस्तु अस्तु एव अहं दत्तवान् किं कार्यम् हा किं कार्यम् किं कार्यं दत्तवान् हा अस्तु अस्तु एव हा ज्ञातवान् ज्ञातव्य हा हा ह भव अत्र अत्र अत्र बहवः कार्याः सन्तीति तस्मात् मध्ये एतन् स्मर् न स्मर्यते इति सामान्यः एव अस्तु अस्तु अस्तु इदानीं त्वाय कुत्र अस्ति इदानीम् हा अस्तु कार्यं कुरुतः हा हा अस्तु सम्यक् सम्यक् सम्यक् हा ह ह अस्तु यदि समर्मितं भवान् यदि वासरे हा हा ह सम्यक् बहवः वेगः एव अस्तु अस्तु अस्तु इदानीं समयः कति कति कति आसीत् कति समयः कुत्र गच्छति परश्वः विषये वा अस्तु अस्तु त्वया त्वया मित्रः एव नगच्छति इदानीम् आफीस् प्रति किं कारणम्

हा अस्तु अस्तु अस्तु अस्तु एव सः परह्यः एव नगच्छामि परह्यः परह्यः हा हा अस्तु एव हा इदानीम् किं किं समस्याः बहवः समस्याः सन्ति खलु गृहे आ अ एतत् परिहारं दृष्टवान् आ अस्तु अस्तु अस्तु आ धन्यवादः धन्यवादः परश्वः हा